नमस्ते मम नाम सच्चिनः षण्मासेभ्यः पूर्वं शृङ्गगिरिं कुटुम्बेन सह गतवान् आसम् तदा भवतां सम्पर्कं कृत्वा भवतः कार्यानं भाटकं स्वीकृत्य गतवान् रमेशः तत्र चालकः आसीत् सः जागरूकतया च यानं चालयति आगामिनि सप्ताहान्ते अपि पुनः अहं शृङ्गगिरिं गमिष्यामि अतः भाटकं स्वीकर्तुं भवतः यानं लभ्यते वा न वा इति कृपया सूचयतु यदि रमेशः अस्ति तर्हि कृपया तमेव यानं चालयितुं प्रेशयतु दिनद्वयस्य भाटकं पञ्चसहस्रम् आसीत् भवान् निश्चयं करोति चेत् अहं विद्युद्धनं श्वः प्रातः एव प्रेषयामि